त्रयोविंशत्युत्तरद्विसहस्रतमवर्षस्य आगष्ट् मासस्य पञ्चमदिनाङ्कः द्वाविंशति उत्तर द्विसहस्र तम वर्षस्य सेप्टेम्बर् मासस्य सप्तमदिनाङ्कः एकविंशति उत्तर द्विसहस्रतमवर्षस्य जान्वरि मासस्य पञ्चमदिनाङ्कः ऊनविंशति उत्तर द्विसहस्रतम वर्षस्य आगष्ट् मासस्य एकादशदिनाङ्कः अष्टादशोत्तरद्विसहस्रतमवर्षस्य म् मार्च् मासस्य एकविंशतिदिनाङ्कः